हेलो नमस्कारः सिद्धिविनायक होटेलतः कथयति वा एवं तर्हि अहं कथयामि यद् अहं मुम्बैप्रदेशतः कथयामि अहं त्रिपुराराज्यं प्रति आगन्तुमिच्छामि एवं च तत्र मम पञ्चदिनपर्यन्तं नाम कार्याणि सन्ति अत एव तस् तस्मिन्नेव काले भवतां होटल्मध्ये तु एकं रूम् भविष्यति वा

रूम् अपेक्ष्यते नाम एकस्य जनस्य कृते एव एवम् प्रकोष्ठः तु यदि एकस्य जनस्य कृते सिङ्गल् रूम् भविष्यति चेत् तर्हि सम्यक् एवम् एवं तत्र चिन्ता मास्तु रूप्यकाणि तु यथा भविष्यन्ति तथा अहं दास्यामि तत्र चिन्ता नास्ति परन्तु मम मम आवश्यकता वर्तते एकादशदिनाङ्कतः षोडशदिनाङ्कं यावत् अक्टूबर् मासस्य एवं एवं एवम् अहमेव आगच्छामि आगमिष्यामि मम नाम श्रुतिशिखा साहु इति तत्र एका एका शङ्का आसीत् यत् भवतां तत्र नाम अहं तत्र यदा तिष्ठामि तर्हि मम कृते तत्र भोजनव्यवस्था भविष्यति वा न नाम तर्हि अहम् अधुना एव कथयामि यत् इच्छामि यतोऽहि अहं तत्र सम्पूर्णनूतना अस्मि अतः एव किञ्चिद् न जानामि कुत्र किं मिलति

होटेल् पक्षतः यदि किञ्चिद् कश्चिद् जनस्य व्यवस्था भविष्यति चेत् अहम् एर्पोर्ट्तः एवं एवम् एवं तत्तु सम्यक् भविष्यति धन्यवादः